किं भोः एतावत् वेगेन द्विचक्रवाहने गच्छन् अस्ति एतत् सुरक्षितं चालनं भवति वा स्थगयतु वाहनं वाहनं स्थगयतु अत्र आगच्छतु

मास्तु मास्तु एतावत् उत्तरं सर्वे दास्यन्ति मम माता वैद्यालये अस्ति अतः शीघ्राति शीघ्रं गन्तव्यं यदि न गच्छामि चेत् तस्य मरणं भवति एतत् सर्वं सर्वैः उच्यते अतः तत् मास्तु अत्र आगच्छतु भवतः यत् परिपत्रं वर्तते वाहनस्य तत् दर्शयतु तदनन्तरमेव त्वं गन्तुं शक्यते यदि न गच्छति यदि न दास्यति चेत् न दर्शयति चेत् अहं केस् बुक् करोमि

भवद्भिरेव तद्घटना कृता अतः तत् तदन्तरं पश्यामि चिन्ता मास्तु एतत् सर्वम् अस्माकं कर्तव्यम् भव भवान् प्रथमतः मया यदादिष्टं तादृशं प्रपत्रं वाहनस्य तत् दर्शयतु यदि न दृ दर्शयति चेत् अहं कठिनं कार्यं करोमि न न न न न एतत् सर्वं परिशीलयितुं समयः भवति अतः यत् वदामि तत् दर्शयतु प्रथमतः भवतां तत्र परिपत्रं यद्वर्तते वाहनं वाहनं चालयितुं तत् दर्शयतु

मो महोदया पश्यतु अत्र तत्र यत् दिनाङ्कं वर्तते तत् परिपूरितम् इदानीं भवान् वाहनं चालयितुं न शक्नोति यतः तत् डेट् बार् अभवत् खलु तत् तन्मास्तु तन्मास्तु भोः यदि भवद्भिः समं कियत् धनं दास्यते तत्र पञ्चशताधिकं दास्यतु मोचयामि अस्तु भवान् गन्तुं शक्यते